अन्यभाषापेक्षया संस्कृतभाषा निश्चयेन विशिष्ठा अस्ति वर्तते अत्र प्रथमं तु भाषा मधुरम् अस्ति श्रवणे वचने च म मधुरम् अस्ति आकर्षकणं आकर्षणम् आनयति भाषा एव आकर्षा अस्ति सर्वान् आकर्षयति सरलमस्ति आरम्भे वयं चिन्तयामः कष्टम् इति किन्तु आरम्भे सरलतया एव आरम्भः भविष्यति यदि इच्छामः अग्रे जनाः तु वि नूतन विनूतन एवं कोम्प्लेक्सिटि आड् कुर्वन्ति इति अस्ति किल तथा एव जनाः नूतन नूतन शब्दान् प्रयोगं कर्तुं शक्नुमः क्लिष्टपदान् उपयुज्य वाक्यरचनां कर्तुं शक्नुमः एतादृशम् अग्रे संस्कृतं भिन्नतया प्रयोगः अन् कर्तुं स्थानं ददाति अवकाशं ददाति भाषा संस्कृतभाषा एवं सरलरीत्या वयम् आरम्भे पठनारम्भं कृतवन्तः मम मातृभाषापेक्षया संस्कृतभाषणे व् अहं वचनं कर्तुं सम्भाषणं कर्तुं आनन्दम् अनुभवामि किमर्थमिति न जानामि किन्तु परं संस्कृतभाषया एव वक्तुं सः आनन्दम् अनुभवामि सन्तोषम् अनुभवामि अत्र संस्कृतभाषा वचने भिन्नभिन्नविषयाः सन्ति एकं भिन्नं भिन्नं अस्माकं शरीरे अस् स्थानं स्पर्शनं भवति इति तेषां आक्टिवेषन् तेषां काव्यम् उत्तमतया चलति इति वदन्ति अतः तया संस्कृतभाषणेन वयं संस्कृतभाषायाः अक्षरान् सर्वान् उपयोगं कुर्मः विसर्गः अनन्तरम् अनुस्वारः एते प्राकृतभाषायां विस्मृताः स्मः किन्तु अत्र संस्कृतभाषायां तेषां प्रयोगः अधिकतया भवति इति वयं निश्चयेन तेषाम् उत्तम अभ्यासं कुर्मः प्रयोगं कुर्मः अतः अत्र अस्माकं विसर्गः कव वा वचनसमये लङ् एक्स्पाण्ड् भवति इति ब्रीतिङ् एक्ससैस् इति वदन्ति आर्ट् आफ़् लीविङ्ग् महोदयः एव उक्तवान् अस्ति

संस्कृतभाषा वचने अनन्तरं संस्कृतभाषणेन भिन्नभिन्नविषयाः वयं पठितुं शक्नुमः स्वीकर्तुं शक्नुमः आनन्दम् अनुभवामः यतो हि अत्र जनाः न्यूनाः सन्ति इदानीं वर्धन्तः सन्ति जनाः बहवः वदन्ति अतः अहं चिन्तयामि संस्कृतभाषा विशिष्टा अस्ति इति अन्यभाषापेक्षया संस्कृतभाषा एव उत्तमा इति अहं चिन्तयामि संस्कृतभाषात् एव फ़्रेन्च् भाषा ल्याटिन् अन्यभाषाः अपि आगताः अपि इति चिन्तयामि